प्रथमदिनाङ्कः जनवरि एकविंशत्यधिकद्विसहस्रतमं वर्षं पुनः विंशतिदिनाङ्कः फ्रेब्रवरि विंशत्यधिकद्विसहस्रं वर्षं दिनाङ्कः पञ्च मार्च् त्रिंशत्यधिकद्विसहस्रतमः तमः मे प्रथमदिनाङ्कः पञ्चाशत् अधिकद्विसहस्रतमं वर्षम् जनवरी षष्ठः दिनाङ्कः द्वाविंशत्यधिकद्विसहस्रतमं वर्षम्